हरिः ओं नमोनमः वदतु वदतु आम् अहमेव अस्मि अहमेव अस्मि फ़ोटोग्राफ़र् तर्हि

अस्माकं पार्श्वे ड्रोन् शाट्स् वर्तते अनन्तरं त्री सिक्स्टि डिग्रि विडियो भवति अनन्तरं डि एस् एल् आर्मध्ये वयं फ़ोटो स्वीकुर्मः चेत तत् क्वालिटि हण्ड्रेड् पर्सेण्ट् आगच्छति बहु सम्यक् क्वालिटि आगच्छति न मया सह द्वित्रि क्यामेरामेन् अपि आगच्छन्ति

ड्रोन् क्यामेर आम् आम् अस्माकं पार्श्वे अस्ति ड्रोण् क्यामेर अपि अस्ति भवती यद्यद् अपेक्षते तत् तत् वदतु अहं तत् सम्पूर्णं क्याल्केट् कृत्वा प्रैज़् भवती प्रथमतया किं किम् अपेक्षते तत् वदतु अनन्तरमहं प्रैज़् वक्षामि आम् प्रैज़् न वदतु किं किम् अपेक्षते भवत्या कृते कति निमिषं वीडियो अपेक्षते तत्र आम् निमिषं वा किमपि एकहोरा वा एकहोरा द्विहोरा एकहोरा वा अस्तु तर्हि एकहोरा वीडियो कृते द्विसहस्रं रूप्यकाणि वर्तते द्वि पञ्चसहस्रम् अहं वा इतरेषां पञ्चसहस्रं यच्छामि अहम् भवत्याः पार्श्वे अहं द्विसहस्रमेव यच्छामि तर्हि न्यूनमेव अस्ति खलु आं तर्हि अनन्तरं वीडियो अनन्तरं किमपेक्षते आं फ़ोटो कृते यदि फ़िफ़्टीन् क्षम्यतां क्षम्यतां यदि फ़ोटोस् पञ्चादशसहस्रं फ़ोटोस् अस्ति तर्हि तत्र विंशतिः विंशतिसहस्रं रूप्यकाणि पञ्चाशत् एव आं तर्हि तर्हि तत्र दशसहस्रम् इत्येव दशसहस्रं मिलित्वा वीडियो एवम् एवं च वीडियो एवं फ़ोटो मिलित्वा तत्र दशसहस्रम् लभ्य अनन्तरं भवत्याः स कृते ड्रोन् अपि अपेक्षते खलु हरिः ओम् कति दिनाङ्कात् कति दिनाङ्कात् आगम्य एकविंशतिः मासः अग्रिममासे वा अग्रिममासे अस्तु तर्हि आगमिष्यामि आं धन्यवादः